हा हरिः ओं हा वद हा हा उक्तमस्ति किञ्चित् मम गृहे किञ्चित् किं वदति पुनः नवीकरणमासीत्

सम्यगस्ति मम सखी एव इण्टीरियर् डिसैन् करोति तस्य अनन्तरं किञ्चित्

बृहद् गृहमस्ति हा इति कारणेन किञ्चित् अनन्तरं पाकशालायामपि किञ्चित् परिवर्तनं करणीयम् तत्र हा भवती उक्तवती तद्दिने भवत्याः गृहे अपि किञ्चित् परिवर्तनम् आवश्यकम् आ हा हा हा चिन्ता मास्तु भगिनी अहं मम सख्याः मोबैल् नम्बर् ददामि सा सम्यक् कृतवती मम गृहं भवती अहं भवत्याः नाम सूचयिष्यामि भवती तामाह्वयतु आम् अनन्तरं हा मम गृहम् आगच्छतु पश्यतु कथमस्ति इति पश्यतु अस्तु हा अस्तु ह

हा अस्तु हा हा कुत्र

हा अस्तु पुनर्मिलामः